अहं सर्वकारीयचिकित्सालयं गन्तुम् इच्छामि कारणं सर्वकारीयचिकित्सालयं किं किमस्ति तत्र जनाः स्वायत्तं स्वायत्तं चिकित्सालयस्य अपेक्षया तेषां तेषां मनसि दयाभावः अस्ति स्वायत्ता संस्था वा चिकित्सालयं मनसि सेवाभावः नास्ति यदि सर्वकारीयचिकित्सालये व्यवस्था बहु समीचीनं नास्ति परन्तु तत्र अस्माकम् आत्मा किमस्ति किम् अस्माकं साटिस्फ़िकेशन् भवति तेषां स वार्तालापं कृत्वा परन्तु स्वायत्तं चिकित्सालयं किम् अस्ति ते केवलं धनस्य कृते व्यवस्थां दीयन्ते तत्र च तत्र चर्चा शार्ट् अस्ति चर्चा बहु लाङ्ग् नास्ति सेवादृस्ट्या तयोः भेदः अहं सेवादृष्ट्या व्यवस्था अहम् उक् उक्तवती सेवादृष्ट्या सर्वकारीयचिकित्सालयं सम्यक् अस्ति कारणम् आत्मप्रेम मानसिकदया इत्यादिकम् अस्ति